नमो नमः महोदय मम शिरोवेदना अस्ति किं त्वं मम कृते कानिचन औषधानि औषधानि दातुं शक्नोषि अस्तु आं ह्यः अहम् आतपे बहु क्रीडितवती आम् आशासे यत् एतद् औषधं कार्यं करोति महोदय भोजने किं किं वर्जनीयम् इति वक्तुं शक्नोति वा अस्तु महोदय कदा एतत् औषधं मया सेवनीयम् अस्तु महो एतत् औषधम् अहं कुतः प्राप्नुयाम् अस्तु महोदय इतोपि एकः प्रश्नः अस्ति यत् मम माता कथञ्चित् सम्यक् अनुभावः न करोति सा सम्यक् न खादति परन्तु सा सर्वदा क्षुधां भुभुक्षां च अनुभवति अहं न जानामि तस्य किं जातं किं भवति मया कृते औषधं वा विधानं सूचयति वा अस्तु महोदय धन्यवादः अस्तु महोदय धन्यवादः